हरिः ओं नमस्कारः महोदय महोदय अहं श्रीजा वदामि योगप्रशिक्षकः तपन् महोदयः वदन्ति वा महोदय अहं किमपि मम कापि समस्या अस्ति शिरोवेदना इत्युक्ते मैग्रेन् शिरोवेदना अस्ति तर्हि अहं चिन्तयामि अधुना तद् आं महोदय तद् दूरीकरणार्थं योगाभ्यासः अहं प्रारम्भं करोमि महोदय तत् कथं प्रारम्भं कर्तुं शक्नोमि लाभः किं भवति नास्ति कुत्रापि न पठितवती परन्तु श्रुतवती योगाभ्यासं करोमि चेत् तद् शिरोवेदना गच्छति

अस्तु अस्तु

तर्हि तर्हि कानि अभ्यासानि अहं कर्तुं शक् शक्नोमि एकवारं यदि वदन्ति चेत्

अनुलोमः विलोमः जानामि

करणीयमस्ति अस्तु तर्हि जलनेतिः एव वा जलनेतिः एव कथ्यते भिन्नं भवति

अस्तु अस्तु तर्हि तत्तु अनुलोमः विलोमः प्राणवायुः अस्तु अस्तु

सत्यं सत्यं सत्यं

शनै शनैः भविष् तर्हि महोदय अहं करोमि चेत् प्रारम्भं करोमि चेत् किमपि क्लेशः न भवति खलु प्रारम्भे

तर्हि बहु समीचीनमस्ति धन्यवादः महोदयाः अहं तु अग्रे सूचनां व्याकर्तुम् अहं पुनः एकवारं कोल् करोमि अहं तु श्वहारभ्य एव योगाभ्यासप्रारम्भं करोमि बहु मोटिवेशन् प्राप्तवती भवतां भाषणात् धन्यवादः महोदयाः पुनः भाषणं करोमि स्थापयामि